अस्तु मम जीवनस्य अविस्मरणीयघटना इत्युक्ते अहं दशमकक्षायाम् आसं तदा एकः व्यक्ति आगत्य उक्तवान् भवती भजनं वक्तुं न शक्नोति वा इति किमर्थम् इति इत्युक्ते तादृश मम गृहम् अस्ति देवालयस्य प्राङ्गणे अहं पुरोहितस्य पुत्री अस्मि तथापि भवती न जानाति वा इति सः निन्दनरीत्या उक्तवान् अहं तदेव चेलेञ्ज् इति चेलेञ्ज् रीत्या स्वीकृतवती अहं मम सखी च मिलित्वा प्रतिदिनं देवालयस्य देवालये उपविश्य भजनं सर्वं कृतवन्तः अनन्तरम् एकवर्षानन्तरं सः आगत्य उक्तवान् इदानीं भवन्तौ भवत्यौ इदानीम् उत्तमरीत्या भजनं कुर्वन्तः कुर्वत्यः सन्ति इति सः बहु उत्तमरीत्या किं श्लाघनं कृतवान् तस् तदा अहं चिन्तितवती किं देवः किमपि करोति अस्माकं कृते एव इति सः तद्दिने निन्दनं कृतवान् किन्तु तथापि तत्तु अस्माकं कृते एव सम्यक् अभवत् इति